नमस्ते महोदय अहं लिखितायाः माताः

कथं कथं पठति मम पुत्री

सा कक्ष्यायां वार्तालापं करोति वा गृहे किञ्चिदपि न वदति गृहे मौनं व्यवहरति

अङ्काः किञ्चित् न्यूनमेव दृश्यते प्रथमपरीक्षा इति कारणेन अहम् इतोपि श्रद्धा आवश्यकी वा इति अहं पृच्छामि गणिते तस्याः सामर्थ्यं कथमस्ति महोदय तेलगुभाषा तु इदानीन्तनकाले कोपि न उपयोगं करोति इति खलु अतः किञ्चित् आम् अहं जानामि इतोपि श्रद्धां प्रदर्शयामि तस्याः विषये अस्तु मदोदय धन्यवादः नमस्ते